इतः पर्यन्तं तु मम चित्रग्राहिण्या अहं लघुचलचित्रं न चित्रितवती किन्तु अग्रे मम तथा चिन्तनम् अस्ति यत् एवं किमपि करोमि इति लघुचलचित्रं चित्रग्रहणात् भिन्नं कथम् इति वयं वदामः चेत् चित्रग्रहणं बहुकठिनं किमपि नास्ति कारणं तत्र केवलं चित्र ग्रहणमेव करणीयं तत्र किञ्चित् अभ्यासः भवति चेत् वयं सम्यक्तया चित्रग्रहणं कर्तुं शक्नुमः किन्तु लघुचलचित्रनिर्माणं चित्रग्रहणात् बहुभिन्नं वर्तते कारणं लघुचलचित्रमध्ये अस्माभिः नाम लघु लघु तत्र पार्ट्स् भवति तत् प्रथमं स्वीकरणीयं भवति अतः सर्वं मिलित्वा अनन्तरं तद् इडिट् करणीयं भवति तत् बहु किमपि किमपि कार्यं भवति लघुचलचित्रनिर्माणे नाम ग्रहणे अतः तद् किञ्चित् कठिनमपि वर्तते चित्रग्रहणात् अतः इदानीं पर्यन्तं मया तत् न कृतमस्ति तु अग्रे मम चिन्तनम् अस्ति यद् तथा करोमि तथा मम चिन्तनमस्ति इदानीं तु किञ्चित् अहं भयं प्राप्नोमि नाम किञ्चित् मम कृते तत् कठिनमेव अनुभवामि इतः पर्यन्तं पश्यामि अग्रे यदा करोमि तदा तदा एव सारल् सारल्यं आगमिष्यतीति